अहं तु हैद्राबादमध्ये वसामि तत्र नैके नैकविधेन जीवनम् जीव् जीविकां जीविकां कुर्वन्ति जीविकां नयन्ति तत्र कार्यनियतत्वे मुख्याः स्रोताः अनेके भवन्ति जनाः अत्र सर्वकारीयां वृत्तिमपि प्रयच्छन्ति तथा वैयक्तिकवृत्तिमपि सर्वकारीयं तु सर्वकारीयवृत्तिः सर्वकारीयवृत्तौ तु तादृशं अवकाशाः तादृशाः अवकाशाः येषां नोल् नोपलभ्यन्ते ते तु वैयक्तिकवृत्तिमेव अपेक्ष्य तत्रैव प्रयत्नं कुर्वन्ति तेन ते उद्योगमपि प्राप्नुवन्ति मया उद्योगराहित्यमपि केषुचन जनेषु दृष्टं तत्र तु सर्वकारीयस्य प्रयत्नः कि कश्चनः अधिकः भवेत् चेत् भवति चेत् तेन सर्वकारीयं सर्वकारीयवृत्तिषु अपि जनाः कर्मं कुर्वन् कुर्वन्तः स्वीयम् उद्योगराहित्यं समिस् समस्यां परिहारं परिहारं परिहर्तुं शक्यन्ते